मम ग्राम उडुपिनगरस्य समीपे सालिग्राम इति ग्राम तत्रत्यानि कानिचन पर्यटनस्थानानि सन्ति एषां विषये प्रचारं कर्तुम् अहम् इच्छामि यतो हि बहव जना तेषां विषये न जानन्ति परन्तु तानि स्थलानि बहु उत्तमानि सन्ति प्रशान्त वातावरण अस्ति तत्र प्रथमं हङ्गलूरु इति प्रदेशे प्रसन्न आञ्जनेयदेवालय अस्ति हङ्गलूरु कुत्र अस्ति इति प्रश्ने सति उडुपि जिल्ले कुन्दापुरतालूकु मध्ये हङ्गलूरु इति स्थलम् अस्ति तत्र एक प्रसन्न आञ्जनेय देवालय अस्ति तस्य देवालस्य उद्घाटनं पञ्चाधिकद्विसहस्रतमे वर्षे डाक्टर् वीरेन्द्र हेग्गडे वर्येण कृतमासीत् तत्र एक बृहत् आञ्जनेयस्य मुर्ति अस्ति तत्र स्थितस्य आञ्जनेयस्य मूर्तेः औन्नत्यम् अशीति फीट् अस्ति बहू बृहत् अस्ति अपि च तत्र वातावरणः अपि बहु प्रशान्तः अस्ति सर्वै अवश्यं प्रेक्षणीयमेव द्वितीयमस्ति कुन्दापुर तालूक् मध्ये एव को डि सि वाक् इति कोडी तटे सीतासुवर्णानद्यौ अरब्बी समुद्रं मिलत एक किलोमीटर् मित मार्ग निर्मितमस्ति यत् साक्षात् समुद्रस्य अन्त प्रविशति अत वयं यदा सी वाक् मध्ये गच्छाम तदा समुद्रस्य अन्ते वयं प्रविशाम इति भाव भवति यतो हि साक्षात् समुद्रस्य अन्त एव प्रविशाम बहव जनाः न जानन्ति अस्य स्थलस्य विषये तटः अपि बहु स्वच्छः अस्ति वातावरण बहुप्रशान्तः अस्ति तत्र एकः नौकाश्रयः अपि द्रष्टुं शक्यते अतः अयमपि स्थलम् अवश्यमेव द्रष्टव्यम् इतोऽपि एकम् अस्ति ह्याङ्गिङ्ग् ब्रिड्ज् समुल्लम्बितसेतु नाम ह्याङ्गिङ्ग् ब्रिड्ज् इति हेरूरु इति प्रदेशे हेरूरु ह्याङ्गिङ्ग् ब्रिड्ज् ह्रस्व यद्यपि ह्रस्व किन्तु सुन्दर सेतु यस्य निर्माणं मडिसालु नद्या उपरि कृतमस्ति उडुपि नगरस्य समीपे अस्ति अयं हेरूरु प्रदेश अयं सेतु ओन् थर्टि मीटर् परिमितं दीर्घ अस्ति अपि च उप्पूरु हेरूरु नगरयो योजिता अस्ति अयं सेतु इदमपि स्थलं बहुभिः जनैः न ज्ञायते अतः अयमपि इदमपि स्थलं प्रेक्षणीयमेव ये उडुपि नगरं गच्छन्ति ते अवश्यं एतानि स्थलानि द्रष्टव्यानि एव